विशिष्टं ज्ञानं विज्ञानं भारतीयविज्ञानं भारतं भारतस्य विज्ञानं भारतविज्ञानम् अनेकेषु विज्ञानेषु आर्यभटस्य नाम स्मर्यते सः सूर्यं परितः पृथ्वी चलति इति विशिष्टम् स्वकीयं व्याख्यानं कृतवान् भूमिः प्रचलति किन्तु यथा नौकायाम् उपविष्टः वृक्षादीनां पश्यति वृक्षाः चलन्ति इति चिन्तयति यथा याने उपविष्टः वृक्षादीं दृष्ट्वा सः पश्यति वृक्षाः चलन्ति इति किन्तु विशेषज्ञानं तस्य न भवति किन्तु भारतीय भारतीय विज्ञानिनां विषये वेदाः किं वदन्ति इत्युक्ते विज्ञानम् प्रज्ञानं ब्रह्मविज्ञानं विज्ञानं यज्ञं तनुते विज्ञानं यज्ञं तनुते कर्माणि तनुतेपि च विज्ञानं देवास्सर्वे